नवजातशिशोः प्रथमवर्षे यत् संस्कारदीयते तत् जातकर्म नामकर्म निष्कर्मणा निष्प्रानाम् अन्नप्राशन् चूडाकर्मकर्णवेध तत्र जातकर्म इति शिशोः सर्वप्रथमं संस्कारः दीयते तत्र शिशोः स्ता स्नानं कर्तुं मधुर घृतं चाटयितुं स्तनपानं कृत्वा आयुपकरणम् कर्तुम् अयं संस्कारः बालकं प्रतिभावान् बलशाली च करोति इति विश्वासः अस्ति अतः गर्भे रसपानान् सम्बन्धितदोषः सुवर्णः वातदोषः मुत्रदोषः रक्तदोषः इत्येतानि निवारयन्ति अनन्तरं नामकर्म नामकर्मसंस्कार शिशोः यद् दीयते तद् कुत्रचित् किमपि आह्वयति तद् एकः जातकस्य नामः अस्ति तत्कारणेन तत्र नामः इति नामकरणं संस्कार दीयते अनन्तरं निष्कर्मण निष्कर्मणसंस्कारः बालकस्य षट् षट् मासानन्तरं द्री दीयते यत्र बालकः शिशोः बहिर्भ्रमणार्थकृते नयते तत्र शिशुः वातावरणे सम्यक्तेन भ्रमणं कर्तुं शक्नोति सिद्धः भवति तत्कारणेन अत्र निष्कर्म संस्कारं क्रियते अनन्तरम् अन्नप्राशनं संस्कारम् अन्यप्राशनसंस्कारे बालकः मातायाः दू मातायाः दूद दुग्धानन्तरं यत्किमपि भोजनं तद् अन्यत् अपि भो भोक्तुं शक्नोति तत्कारणेन तस्य अन्यप्राशनसंस्कारं क्रियते तत् तस्य कारणमिति किं बालकः अधिकं बलवानः अधिकः सम्यक्तेन तस्य अन्य स सम्यक्तेन सः वावर्तुं शक्नोति अनन्तरं चूडाकर्म चूडाकर्म इत्युक्ते बालकस्य केशः मुण्डनं करोति तत्र बालकस्य यदा लघु बालकः अस्ति तस्य केशः बहु न्यूनं भवति तत्कारणेन तस्य चूडाकर्मः क्रियते अनन्तरं कर्णवेधः अलङ्कार कर्णवेधे जातं बालकस्य कर्णे कर्णकुण्डलं इति स्थापयन्ति कर्णवेधसंस्कारः आधारः पूर्वतया वैज्ञानिकः अस्ति बालकस्य शरीर विका विकारान्तर रक्षणम् एव अस्य संस्कारः मुख्यः उद्देशः अस्ति शरीरस्य सर्वम् अवयह् अवयवाः महत् आवश्यकानि सन्ति कर्णः अस्माकं श्रवणद्वारः अस्ति कर्णवेधं विका विकारस्य निवारणं करोति श्रवणशक्तिः च वर् वर्धन्ते कर्णेषु आब् आभूषणानि अपि सौन्दर्यस्य प्रतिकम् अस्ति इति बालकस्य प्रथमवर्षे संस्काराः भवन्ति